हरि ओम् ह नमस्कारः भगिनी किं किम् आवश्यकं भोः कार् यानं वा हा तत् अस्तु भगिनी अत्र अस्माकम् एतत् बहूनि कार् यानानि सन्ति तत्र बृहद्यानानि सन्ति लघु लघु च इत्युक्ते चत्वारि पञ्चजनाः भवन्ति किल तादृशयानानि अपि सन्ति पञ्चदश षोडशजनाः अपि गन्तुं शक्नुवन्ति तादृशयानानि अपि सन्ति मध्ये एतत् दश अष्ट अष्ट नव दश एवं जनाः अपि गन्तुं शक्नुवन्ति तत्र इदानीं पूर्वकाले एवं यानाणि सम्यक् न आसन् इत्युक्ते एवं सामान्यरूपेन आसन् इदानीम् वाहनाणि सम्यक् सन्ति वाहनाणि वेगेन अपि गच्छन्ति तत्र डिजिटल् अपि इत्युक्ते पृष्टतः यानि वाहणानि सन्ति तदपि द्रष्टुं शक्यते लैटिङ्ग्स् अपि रात्रौ लैटिङ्ग्स् अपि सम्यक् भवति तत् इत्युक्ते ड्रैवर् उपवेशन एतत् सीट् अस्ति किल् तदपि सम्यक् भवति पृष्ठभागे ये उपविशन्ति तेषां कृते अपि सम्यक् तत् सम्यक् इत्युक्ते उपवेष्टुं शक्नुवन्ति ते एवम् उत्तमं भवति भगिनी कृपया

इत्युक्ते तत्र सम्यक् भवति न्यूनमेव भवति धनमपि न्यूनं भवति तत् सम्यक इत्युक्ते चतुर्णां जनानां कृते उपयोगः इत्युक्ते भेदः अस्ति इत्युक्ते इदानीं चतुष् चत्वारि लेक्स् तः पञ्च लेक्स् पर्यन्तं भवन्ति बृहत्तु अष्ट अष्टतः पञ्चदशपर्यन्तं भवति एवं भवति इदानीं भवत्याः कृते यत् वाहनम् आवश्यकं तत् तस्य कृते चत्वारिलक्षरूप्यकाणि पर्याप्तानि भवन्ति एवं इदानीम् इदानीं किञ्चित् ओ के एतत् सम्यक् भवति भगिनी रक्तवर्णः भवति वा रक्तवर्णः चेत् रक्तवर्णः एतत् सम्यक् भवति भगिनी किमर्थं चेत् इदानीं सर्वे इदानीं रात्रौ अपि तत्र तत् इति इदानीम् इदानीं स्वीकरोति चेत् किञ्चित् न्यूनं भवति इदानीं इत्युक्ते दशसहस्ररूप्यकाणि न्यूनं भवितुम् अर्हति अहमपि एकवारं मम मेनेजर् अस्ति तं अहं पृच्छामि तमपि एकवारम् आह्वयामि तत्र अत्र कृपया किञ्चित् एकवारं तिष्ठन्तु ह अस्तु धन्यवादः